अहं प्रतिदिनं घण्टाद्वयं गायनाभ्यासं करोमि प्रातःकाले एव करोमि नूतनगीतस्य अभ्यासविषये पुनः पुनः श्रवणमेव तत्र मुख्यतया व अस्माभिः करणीयम् अनन्तरम् प्रत्येकं पङ्क्तिं बहुवारम् अहं प्रयत्नं करोमि श्रुत्वा अभ्यासमपि करोमि